चालकः कुत्र अस्ति अहन्तु अत्रैव विद्याशाला इति यत्र ज्ञानभारतीति लिखिता अस्ति तस्यैव पुरतः अस्मि तत्रैव आगच्छतु तत्रैव मम यानञ्च वर्तते तच्चाहं तत्रैव भवामि ततश्च द्रष्टुं शक्नोति